पञ्चभूतेषु वायुः अपरः भारते वायुगुणः कीदृशः वर्तते नाम यत्र प्रकृतिः सम्यक्तया वर्तते तत्र वायुगुणः सात्विकः वर्तते भवति यत्र प्रकृतिः मलिनं जायते तत्र वायुगुणः मलिन एव

एवं देशस्य विविधभागेषु अयं कथं परिवर्तते इत्युक्ते ये ज्ञानिनः जनाः सन्ति ते सम्यक्तया परिसरः रक् परिसरं रक्षणीयं नो चेत् भारते तथा च विविधभागेषु वायुगुणः न्यूनं जायते अतः वयं सर्वेपि रक्षणीयं